साम्प्रदायिकतरणं व्यावसायिकतरणम् इति अत्र प्रश्नः वर्तते तस्य ज्ञानं तु मम नास्ति अहं तत्र नद्यां समुद्रे उत तडागे यत्र कुत्रापि तर्तुमिच्छाम्येव